इदानीन्तनकाले संस्कृतभाषायाः मुख्याः समस्याः अस्ति संस्कृतभाषा भाषायाः प्रचारः प्रसारः करणियं तत् कथं करणीयं सा जनभाषा कथं भवेत् एतत् चिन्तनमस्ति अस्माकं सर्वाः ग्रन्थाः संस्कृतभाषया एव सन्ति तस्य तत्र किं लिखितमस्ति तेषां पठनं पाठनं कथं भवेत् व्याकरणस्य किम् अर्थः भवति व्याकरणस्य उपयोगः कथं भवति तत्र या कापि श्रुतिः वा रचना सन्ति वा अस्माकं ये ग्र बहवः लेखकाः सन्ति यथा कालिदासः भारविः भारविः वा ते तेषां ये लेखनमस्ति काव्यानि सन्ति तेषाम् अभ्यासः कथं करणीयम् तर्हि यदि जनाः संस्कृतभाषा न जानन्ति तर्हि अन्यत् तस्य पठनम् अन्यविषयस्य विषये अन् कथं करणीयं तत् चिन्तयि तदेव चिन्तनम् अस्ति अतः संस्कृतभाषायाः मुख्याः समस्याः तस्य प्रचारः प्रसारणम् एवं तत् जनः सा जनभाषा कथं भवेत् इति एव अस्ति